आधुनिककाले भारतीयशिल्पेषु परिवर्तनं जातमेव किन्तु पुरातनरीत्या भारतीयशिल्पेषु यद् भावः अस्ति शृङ्गारः प्र रसभावः पुरातनशिल्पेषु सर्वत्र दृश्यते पुरातनमन्दिरेषु द्रष्टुं शक्यते आधुनिककाले नूतनमन्दिरेषु म नूतनरीत्यां शिल्पं ये निर्माणं कुर्वन्ति पुरातनमन्दिरं म तद्दृश्यं नास्ति इति एव परिवर्तनं जातं किन्तु पुरातनमन्दिरेषु यद् भावः अस्ति शृङ्गारभावः अस्ति तत् कोपभावः अस्ति स सर्व बी वीररसः शान्तरसः शिल्पस्य शिल्पशास्त्ररीत्या यत् अस्ति इदानीन्तनकाले नूतन मन्दिरेषु शिल्पेषु नास्ति तत् पुरातनमन्दिरस्य शिल्पेषु यत् अस्ति अत्र नास्ति अतः भारतीयशिल्पेषु पुरातनमन्दिरेषु शिल्पेषु शिल्पः शिल्पाः एव उत्तमम् इदानीन्तन शिल्पेषु तद् भावः नास्ति इति एव मम अभिप्रायः